मम इष्टं खाद्यं तु मसाला दोसा तत्र अहं कापि कटे इति राजराजेश्वर नगरे एकं स्थानम् अस्ति तत्र बहु सम्यक् कुर्वन्ति अतः अहं ततः खादितुम् इच्छामि यदा कदा वयं तस्मिन् स्थाने गच्छामः निश्चयेन अहं कापि कटे गत्वा मसाला दोसाम् अपि खादामि काफिमपि पिबामि